हरिः ओम् ओवर् अहं दशवादने विमानस्थानकं प्रति गन्तुं लेम्बुछेरा इत्यतः कार्यानं प्रेषयितुम् आवेदितवती परन्तु सः चालकः विलम्बेन आगतवान् तत् कारणात् मम विमानयानं मिस् जातम् अतः अहं यानस्य धनं न यच्छामि